अस्माकं ग्रामे चिकित्सालयेषु एक्स्रे सि टि स्क्यान एम् आर् ऐ रक्तनिधिः इत्याद्यः व्यवस्थाः सन्ति तत्र अस्माकं ग्रामः ग्रामः किञ्चित् वर्धितमस्ति इदानीं प्राग् तावत् वर्धितं नासीत् इदानीं वर्धितम् इत्यतः तत्र चिकित्सालयः किञ्चिद बृहत् कृतवन्तः सन्ति अतः सर्वाः व्यवस्थाः उपलभ्यन्ते ये ये रोगिणः आगच्छन्ति तेभ्यः सर्वेभ्यः अपि तादृशव्यवस्थाः उपलभ्यन्ते ते नीरोगिणः गत्वा ग नीरोगिणः भूत्वा इतः चिकित्सालयतः गच्छन्ति तदर्थं प्रयासः करणीयः इति नास्ति अस्माकं ग्रामे तावत् बृहत् चिकित्सालयः उद्घाटितः वर्तते गतवर्षे एव अतः तादृशक्लेशः न अनुभूयते बहिः अनुभूयेत अस्माकं ग्रामात् बहिः तत्र तावत् परितः ग्रामेषु तादृशसौकर्यं व्यवस्थाः न उपलभ्यन्ते अतः तेऽपि जनाः अस्माकं ग्राम एव आगत्य चिकित्सां प्राप्नुवन्ति तत्र एक्स्रे इत्यादि स्वीकर्तुमपि धनं तावदधिकं न भवति अतः सम्यक् व्यवस्थाः उपलभ्यन्ते इत्यतः अस्माकं ग्रामे य यत् चिकित्सालयं वर्तते तत्रैव सर्वे जनाः आगच्छन्ति तदर्थम् अन्यत्र गन्तव्यम् इति न भवति अन्यत्र गमनस्य आपत्तिः न न भवति अतः वयं सर्वेपि तत्रैव गच्छामः यदि अस्माकं क्लेशः भवति किञ्चित् किमपि सि टि स्क्यान् कारणीयमस्ति यमा एम् आर् ऐ स्क्यान् कर्तव्यमस्ति तर्हि वयं तत्रैव गच्छामः अस्माकं परिचिताः एव केचन वैद्याः सन्ति इति अपि अस्मान् अस्माकङ्कृते किञ्चित् सहायं कुर्वन्ति अधिकं धनं न स्वीकुर्वन्ति अधिकं धनं तु नैव स्वीकुर्वन्ति किञ्चित् या यावदस्ति धनं तत्र किञ्चित् न्यूनं कुर्वन्ति एवम् अस्माकङ्कृते सहायं कुर्वन्ति अतः वयं तत्रैव चिकित्सालयं गन्तुम् इच्छामः अस्माकं ग्रामे यदस्ति चिकित्सालयं तत्रैव गन्तुम् इच्छामः अन्यत्र गन्तुं न इच्छामः यतोहि तत्र वैद्यालयमेव नास्ति तत्र यदि अस्ति त तर्हि अस्माकं ग्रामे एव तत्रापि समीचीनम् इदानीं कृतवन्तःसन्ति अतः कोऽपि क्लेशः नास्ति अस्माकं ग्रामेषु अतः अहं चिकित्सालयेषु एव एक्स्रे वा सि टि स्केन् वा एम् ऐ आर् ए एम् आर् ऐ किमपि कर्तव्यमस्ति तर्हि ए तत्र एतादृशव्यवस्थाः उपलभ्यन्ते अस्माकं ग्रामे यद् अस्ति चिकित्सालयं तत्र अतः अं तत्रैव गन्तुम् इच्छामि अन्यत्र तदर्थं एतदर्थं एक्स्रे सि टि स्केन् एम् आर् ऐ एतदर्थं अन्यत्र गन्तुम् आपतति इति नास्ति अतः अस्माकं ग्रामे एव उपलभ्यते चिकित्सालये इति कृत्वा तादृशम् अन्यत्र गमनम् इति न आपतति अस्माकङ्कृते